अहं गतसप्ताहे गृहं प्रति एकम् एर् कण्डीशनर् स्वीकृतवान् मङ्गलूर् नगरे घर्मकाले अपेक्षितमिति स्वीकृतवान् तत् बहु सम्यक् कार्यं करोति समग्रप्रकोष्ठं शीघ्रमेव शीतलं करोति अहं बहु सन्तुष्टः अस्मि